संस्कृतगद्यकाव्येषु भाणभट्टस्य स्थानम् अत्युन्नतिः अस्ति भाणभट्टेन विरचितम् कादम्बरी एकं गद्यकाव्येषु मध्ये अति उन्नतिं स्थानम् अर्हति कादम्बरी समस्तपदानां समुच्छयं भवति तत्र एकं ग्रन्थे अपि भाणभट्टस्य रचनावैभवम् द्रष्टुं शक्यते अतः भाणभट्टः गद्यं गद्यकारे कार्येषु मध्ये अतीव उन्नतिं स्थानमर्हति